मम लेखने पात्रस्य विषये अहं पूर्वमेव चिन्तयामि एतत् पात्रम् एवमेव करणीयम् इति मम मनसि भवति कुत्रापि समानघटनां पश्यामि चेत् तत् विषयमपि स्वीकरोमि एकवारं नाटकं लिखित्वा वारं वारं पठामि तदा तत्र इतोऽपि उत्तमपात्राणां निर्माणं भवति अहं अन्यनाटकान् अपि पठामि तत्र किं सम्यक् आसीत् किं सम्यक् न अभवत् इति चिन्तनं करोमि तत्र किमपि परिवर्तनं करोमि चेत् इतोऽपि उत्तमपात्रं भवतीति चिन्तयामि अधिकतरं निजजीवनादेव पात्रं दृष्ट्वा दृष्ट्वा पात्राणि सृक्षामि